मम प्रदेशस्य चिकित्सालयेषु जनाधिक्यम् इदानीं न भवति अधिकं न भवति चिकित्सां प्राप्तुं बहू निरीक्षितव्यमपि न भवति अथ पर्यन्तं न भवति परन्तु कोरोना समये बहुनिरीक्षितव्यम् अभवत् तत्समये आक्सिजन् सिलिण्डर् न प्राप्तवन्तः सम्यक् सम्यक् चिकित्साः अपि न प्राप्तवन्तः बहवः जनाः परमपदं प्राप्तवन्तः परन्तु इदानीम् अतः पर्यन्तं नि बहुनिरीक्षितव्यं न भवति एव